हलो नमस्कारः अहं शशाङ्कः इति तिरुपतितः भाषणं कुर्वन् अस्मि मम एकं गृहम् अपेक्षितमासीत् क्रेतव्यमिति पश्यन् अस्मि अतः कुत्रचित् गृहमस्ति चेत् भवद्भिः सूचनीयमिति अहं तु इदानीं तिरुपतौ नगरे एव रिसर्वोयर् कालोनि इति एकं भवति संस्कृतविद्यापीठमिति तत्र कार्यं कुर्वन् अस्मि इत्यतः तत्पार्श्वे एव कुत्रचित् गृहं लभ्यते चेत् तत् सौकर्याय भवति एतत् एवं तद् फ़्लेट् फ़्लेट् इत्यस्य अपेक्षया स्वतन्त्रमेव एकं गृहं मया इष्यते यतो हि तत् सौकर्याय अपि भवति एवं तत् फ़ुल् फ़र्निश्ड् अपि अस्ति चेत् तदपि वरं भवति एवम् एवम् एवम् परन्तु आगच्छति परन्तु मम बजेट् विद्यते वन् क्रोर् परिमितमेव अतः इदानीमेव अहम् अड्वान्स् रूपेण अधिकं दातुं न शक्नोमि परन्तु कालक्रमेण दातुं शक्यते मया परन्तु तत् समीचीनं गृहं भवेत् फ़र्निश्ड् अपि भवेदिति मम इच्छा अस्ति

एवं परन्तु तत्र जलस्य इत्यादिकं समस्यादिकं भवति वा इत्यादिकमेकवारं द्रष्टव्यम् एवं तत्पार्श्वे वातावरणादिकम् इत्युक्ते जनाः कथं भवन्ति इत्यादिकम् द्रष्टव्यं भवति

एवम् एवम्

तदिदानीं भवद्भिः यदुक्तं तत् टु फ़्लोर्ड् टु फ़्लोर् बिल्डिङ्ग् वा अथवा गृहं वा किं कथं भविष्यति तत्

तत् उपरि अट्टे इत् रूम् इत्यादिकम् अस्ति वा अथवा

एवम् एवं भवतां भवतां ओफ़िस् ओर्डर् भवतां ओफ़ीस् अड्रेस् यदस्ति तद् मह्यं मेसेज् कुर्वन्ति चेत् आगमिष्यामि एवम् एवम् अस्तु एवं नमस्कारः